हरि ओं रमा हा कथमस्ति हा गृहे सर्वेपि कुशलिनः हा कार्यमस्ति वा इदानीं हा श्वः अस्माकं गृहे कश्चन मीटिङ्ग् वर्तते भवत्या तत्र तस्मात् प्राक् किञ्चित् कानिचन कार्याणि समापनीयानि गृहं गृहं प्रति आगन्तुं शक्नोति वा भवती हा श्वः अष्टवादने आगच्छति चेत् वरं

कार्याणि शीघ्रंसमाप्य गन्तुं शक्नोति किं वदति आ सार्धनववादने कश्चन क्लेषः अनुभुयते मयापि अतः भवत्याः कृते अपि मम कृते अपि यथा आनुकूल्यं भवति तथा सार्ध अष्टवादने आगन्तुं शक्यते वा इति पश्यतु आ तर्हि अस्तु तान् किञ्चित् विलम्बेन आगन्तुं वदामि दशवादने तथा मीटिङ्ग् कर्तुं वदामि तर्हि नववादने आगन्तुं शक्नोति किं हा तत्र एवमेवं कार्याणि भवन्ति श्वः गृ गृहस्य स्व स्वच्छता सम्य समीचिना स्यात् प्रतिदिनमपि भवत्या समीचिनतया एव स्वच्छता क्रियते परन्तु ते बहु स्वच्छतामेव पश्यन्ति इति कृत्वा भवत्या इतोपि जालादिकं वातायने तथा धूलिः भवन्ति तत्सर्वं किञ्चित् सम्यक् स्वच्छता शुद्ध शुद्धं यथा स्यात् तथा स्वच्छता कर्तव्या भवति पुनः पाकादिकं सम्यक् सज्जीकर्तव्यं भवति प्रतिदिनमपि भवत्या एकं सिङ्क् पर्यन्तं भवत्या पात्राणि क्षाल्यन्ते अस्मिन् एकस्मिन् पर्याये भवत्या अधिक अधिकानि पात्राणि क्षालनीयानि भवन्ति अस्तु वा पुनः मध्ये सहायः अपेक्षितः क्लेशः अनुभूयते इति चेत् मम सहायः अपि तत्र भवति अस्तु वा हा वदतु हा तद्विषये भवती चिन्तामेव न करोतु भवती एतावन्तीनि दिनानि बहु समीचिनतया कार्याणि भवत्या कृतानि इति कृत्वा मया कदापि तद्विषये चिन्तनीयमासीत् परन्तु न चिन्तितं अस्मिन् पर्याये भवत्याः जीविकां जीविकायाः औन्नत्यं मया क्रियते अस्तु वा चिन्तां न करोतु भवत्याः कृते यदि क्लेशः भवति तर्हि अद्य सायष्काले आगत्यापि कानिचनकार्याणि समापयितुं शक्यते हा अद्य षड्वादने आगच्छतु हा हम् अस्तु राम् राम्